मम कुटुम्बे सप्तजनाः वयं निवसामः तत्र मम पिता अस्ति माता अस्ति तान् अतिरिच्य मम भार्या अस्ति पुत्रद्वयं पुनः अनुजः अस्ति ते सर्वे प्रायः समन्विताः मिलिताः भवन्ति तत् प्रायशः परस्परं शृण्वन्ति जानन्ति वदन्ति उपविशन्ति पार्श्वे पुनः प्रत्येकस्य

ते वदन्ति लिखन्ति च पुनः यदा कदाचित् कुटुम्बे कष्टम् आगच्छति वा कश्चित् रोगी भवति वा भिन्नः कश्चित् क्लेशः आगच्छति तदापि ते सिद्धाः भूत्वा तत्र स्पष्टरूपेण तेषां परस्परसाहाय्यं कुर्वन्ति वस्तुतः कुटुम्बेऽस्माकं मिलिताः सर्वे निवसन्ति पुनः ये सक्षमाः सन्ति समर्थाः सन्ति ते धनमा धनार्जनं कुर्वन्ति पुनः अवशिष्टाः गृहे कार्यं कुर्वन्ति यद् यद् तेषां योग्यतानुगुणं वा रुच्यनुगुणं कार्यं तत्र अस्ति ते तथा कुर्वन्ति पुनः कुटुम्बस्य समर्थनाय कार्यं सर्वाणि सर्वे कुर्वन्ति